हरिः ओं महोदय नमस्ते अधुना भवतां वितरकः आगतवान् तस्य व्यवहारः तु असमीचीनः अस्ति सः कीदृशं व्यवहारं करोति अहं भोजनमादिष्टवान् सः भोजनमानितवान् अहं यदा पश्यामि तत्रत्य कोषः उद्घाटितः अस्ति अहं पृच्छामि कथं भो एवम् उद्घाटितमस्ति इति सः वदति तद् अहं कथं जानामि तत्र आपणे ते यद् यच्छन्ति तद् एवमेव स्वीकृत्य अहं ददामि इति वदति अहं पृष्टवान् न न तद् अनुद्घाटितं स्यात् तद् कीलितं स्यात् इति दर्शनं भवतः उ उत्तरदायित्वं खलु इति सः वदति नैव आनयनमेव मम उत्तरदायित्वम् इति वदति अन्तः पश्यामि तत्र किञ्चित् वस्तु स्वीकृतमिव अस्ति अहं पृष्टवान् पश्यतु वस्तु स्वीकृतमिव अस्ति इति तत्सर्वम् अहं न जानामि मम कार्यम् अभवत् अहं गच्छामि इति वदति एतादृशान् जनान् भवन्तः उद्योगिनः योजयति चेत् भवतां संस्थायाः निश्चयेन क्लेषः भवति एतद् किञ्चिदपि सम्यक् नास्ति अहम् एतद् वक्तुम् इच्छामि